एकदा अहम् अमरावती स् समीपे चिकल्दरा इति नाम्ना एकस्मिन् ग्रामं गतवान् तत्र सूर्यास्तं द्रष्टुं प्रातः गतवान् आसम् सः प्रदेशः पर्यटनार्थं प्रसिद्धः चारणाः तत्र आगच्छन्ति तस्मिन् समये तत्र जनाः आगत्य सूर्यास्तं तथा च सूर्योदयं पश्यन्ति प्रातः पञ्चवादने जनाः पर्वतप्रदेशं गत्वा सूर्यास्तं पश्यन्ति तत्र सूर्यस्य आकारः भिन्नभिन्नः भवति आरम्भे सह घटस्वरूपः भवति यदा सूर्यः उदेति तदा उपरि यदा सः गगनं गच्छति तदा तस्य आकारमपि परिवर्तयति वर्णः च परिवर्तयति तत्र तद्दृष्ट्वा आनन्दम् अनुभवामि पुनः च सायङ्काले यदा सूर्यास्तः भवति तस्मिन् समये अपि सूर्यास्तसमये तस्य लालिमा भिन्ना भिन्ना एव दृश्यते तद् द्रष्टुं जनाः तत्र आगच्छन्ति तत्रत्यः सूर्यास्तः सूर्योदयः च प्रसिद्धः चिकल्दरा इति प्रदेशः शीतप्रदेशः इति मन्यते तत्र सुन्दराणि वृक् सुन्दराणि स्थानानि पर्वतमाला च अस्ति तद्द्रष्टुं जनाः बहुदा तत्र गच्छन्ति सूर्यास्तसमये जनाः आगत्य चित्राणि अपि कुर्वन्ति तद्द्रष्टुम् अहं बहु आनन्दम् अनुभवामि तत् सर्वे गत्वा एकवारं निश्चयेन पश्यन्तु तथैव सूर्यास्तसमये अपि जनाः तत्र चित्राणि कुर्वन्ति सूर्यस्य अस्तः बहु सुन्दरः भवति